मम पिता बहुवारं मां सूचयति स्म एकः ऐतिहासिकव्यक्तिः नाम सः बेङ्गूरुस्थः मास्टर् हिरण्णय्य इति तस्य नाम सः नाटकस्य रचयिता नटः निर्देशकश्च सामाजिकसमस्याः अधिकृत्य पुनः राजकीयक्षेत्रे विद्यमा राजकीयक्षेत्रे विद्यमानाः समस्याः काः इत्यादीन् विषयान् आधारीकृत्य सः इत्यादिविषयसम्बद्धाः नाटकानि रचयन्ति स्म तस्मिन् काले बहवः जनाः अहमहमिकया तत्र नाटकं द्रष्टुं बेङ्गलूरुनगरे गच्छन्ति स्म पुनः अस्माकं भारतदेशस्य स्वातन्त्रात् पूर्वं नाम नैन्टीन् फ़ोटी सेवन् इत्यतः पूर्वं कथमासीत् स्थितिः तत्र तत्र काः समस्याः आसन् इत्यादयः विषयाः विषयान् इत्यादिविषयान् जनान् जनान् प्रति जनान् प्रति बोधया बोधयति स्म नाटकद्वारा स बहु समीचीनमासीत् श्रेष्ठ श्रेष्ठा व्यक्तिः ऐतिहासिकव्यक्तिः इति तस्य गुणगानं करोति स्म मम पिता